मम दृष्ट्या बहु उपयुज्यमानाः एप् विशेषाः सन्ति गूगल् क्रोम् वाट्सप् फ़ेस्बुक् इन्स्टाग्राम् टेलिग्राम् इत्यादयः यतोऽहि एतेषां माध्यमेन वयं तत्र पू सामाजिकघटनानां सामाजिकविषयाणां विषये बहु शीघ्रतया ज्ञातुं शक्नुमः तथा च पठनपाठने अपि छात्राणाम् उपकाराय भवति दूरवाण्याः उपयोगः यदि तत्र सकारात्मकदृष्ट्या क्रियते तर्हि बहु उपयोगः बहु तत्र उपकारकं भवति परन्तु तस्य यदि दुरुपयोगं कुर्मः किमपि अनपेक्षितं तत्र पश्यामः थ्रेट् स्प्याम् इत्यादि तत्र मेसेज् इत्यादि अन्यान् प्रेषयामः रूमर्स् इति प्रसारम प्रसारयामः तर्हि तु तत् लाभ लाभाय न भवति तत्तु हानिकरः भवति परन्तु तस्य उपयोगाः वयं ज्ञानवर्धनाय वर्धने पठनपाठने नोट्स् इत्यादीनां प्रेषणे अन्यैः सह दूरवाण्यां भाषणे इत्यादिषु यदि प्रयोगं कुर्मः तत्र चलचित्रदर्शने न्यूज़् इत्यादि समाचारपत्रादिपठने यदि कुर्मः तत्र किम् उच्यते तत्र पठनस्य तद् रिलेटेड् किमपि वयं यदि स्वीकुर्मः अथवा तत्र सर्च् इञ्जिन्मध्ये किमपि विषयान् अस्माकम् अपेक्षितान् विषयान् यदि सर्च् कुर्मः एवं प्रकारेण यदि तस्य उपयोगं क्रियते तर्हि दूरवाणी एका उत्तमं तत्र यन्त्रमस्ति